भारतीयाः सर्वाः भाषाः अपि संस्कृतस्य भाषामूलाः एव सन्ति अतः संस्कृतभाषा भारतीयानां सर्वासां भाषाणां जननी संस्कृते ये विषयाः सन्ति ते एव अन्यासु भाषासु अपि दृश्यन्ते उदाहरणार्थं भारतीयभाषा कन्नड कन्नडभाषायाम् अपि प्रायः अशीतिप्रतिशतिः संस्कृतपदानि एव सन्ति सर्वासु अपि भाषासु संस्कृतभाषायाः छाया निश्चयेन वर्तन्ते एव अतः सर्वाः भाषाः संस्कृताधारिताः संस्कृतेन विना अन्याः भाषाः न जीवन्ति संस्कृतस्य व्याकरणं सर्वासां भाषाणां व्याकरणस्य मूलं वर्तते

संस्कृतभाषा सर्वासां भाषाणां जननी तथा मूलस्रोतः वर्तते